अत्र प्रश्नः इदं वर्तते चरणस्य समाप्यानन्तरं कः भावः मनसि भवति इति एतं प्रश्नं पश्यामि चेदेव मम मनसि तद् पीक् एव आगच्छति मलनिराः एव आगमिष्यति आगच्छामि किमर्थं नाम मम अनुभवः तादृशम् आसीत् मम किं वदामि वाक्यानि अपि नास्ति वर्णयितुं वाक्यात् पूरयित्वा तद् वर्णयितुं न शक्यते वयं तादृशं कष्ठम् अनुभूयते अनुभावं कृत्वा तत्र उपरि गत्वा एकवारं नेत्रं निमील्य उद्धानं करोति चेद् स्वर्गः वा एतद् किम् इति मम अस्माकं कृते कन्फ़्यूषन् आगमिष्यति अहं कुत्र तिष्ठामि स्वर्गे वा इति इतोऽपि वयं नित्यं

एकः ग्रामः सर्वम् एकं पीक् उपरि गच्छति चेद् वयं द्रष्टुं शक्यते

आशयः किमर्थं नाम ट्रक्किङ्ग् निमित्तं किञ्चित् उल्लासेन भविष्यति तदर्थं ट्रक्किङ्ग् इति एकं विस्मयानुभवमेव सत्यम्